विद्युत्प्रवाहस्य समस्यायाः विषये अहं किञ्चिदेव जानामि तासां विषये वक्तुं प्रयत्नं करोमि परिहारश्च उदाहरणार्थं वयर् यदि कुत्रचित् लूस् कनेक्शन् मध्ये अस्ति चेत् तस्य समस्यायाः परिहारं करणीयं पुनश्च वृष्टिकाले बहूनि समस्यान् समस् बह् समस्या आगच्छन्ति तदपि दृष्ट्वा सम्यक् तस्मिन् समये एव परिहारं कर्तव्यं नास्ति चेत् तद् अनन्तरं बहु कष्टं प्रायः जनयति वृष्टिकाले केवलं अतः यदा वयं समस्या अस्ति इति जानीमः तदेव तस्य परिहारं करणीयमिति वदामि